युद्धकला अथवा मार्शल् आर्ट्स् इति अपि वक्तुं शक्यते युद्धकला एवं व्यायामरूपेण च प्रयोक्तुं शक्यते अतः तेषां चारि तस्मिन् मार्गे मार्गे मार्गे मार्गे मानसिक शारीरिकः च सुस्थिरता लब्धुं शक्यते व्यायामरूपेण योग इव प्रभावः मश युद्धकला अपि ददाति काराटे जूडो एवं कळरि इत्यपि केरल्यां प्रचलदस्ति मार्षल् आर्ट्स् अथवा युद्धकला अभ्यासं कृत्वा शारीरिकस्वास्थ्यं कर्तुं लब्धुं शक्यते शारीरिकस्थितिः एव मानसिकसुस्थिरता सुस्थिरतायाः प्रथमपादः अतः तेषां शारीरिकसुस्थिरतयाः मार्गेन मानसिक सुस्थैर्यमपि मानसिक स्थिरदापि लभ्यते लब्धुं शक्यते अतः एवं मार्गे एवं मार्गे एवमार्गेन शारीरिकमानसिक स्थ सुस्थिरता युद्धकला मार्गेन कर्तुं शक्यते एवम् यावत् समये अथवा समये च मार्शल् आर्ट्स् अथवा आक्रमणसमये केनापि आक्रमणम् आक्रमणं कृतं कर्तुं कर्तुं आक्रमणं ह करोति चेत् तत् तत् समये तस्मिन् समये एकमे केनापि मार्शल् आर्ट्स् युद्धकला ज्ञा ज्ञायते चेत् प्रतिरोधं कर्तुम् उपकरोति एवं मार्शल् आर्ट्स् द्वारा स्वस्य स्वसंरक्षणं स्वस्य शरीरस्य संरक्षणं कर्तुं शक्यते स्वशरीरं संरक्षणं कर्तुं शक्यते अस्मिन् समाजे समाजे अस्मिन् समये अस्मिन् काले समकाले समकाले स्त्रीजनाः निश्चयेन एकमपि एकं एकमपि निश्चयेन एकमपि युद्धकला अभ्यासः अभ्यासः युद्धकलाभ्यासः कर्तव्यं निश्चयं चेत् एवं भवति युद्धकला युद्धकला शारीरिकमानसिक स्वास्थ्यं प्रति कथं प्रभावयदिति मम अभिप्रायः योग इव युद्धकला अपि शारीरिकस्वास्थ्यमेवं शारीरिकस्वास्थ्येन मानसिकस्वास्थ्यमपि ददाति